भारतीयपरम्परायाः वैशिष्ट्यम् इदमस्ति यत् इयं भारतीयपरम्परा सत्यसनातनसंस्कृतिः प्राचीनतमा वर्तते तथा च इयं भारतीयसांस्कृतिकपरम्परा कर्मप्रधाना अस्ति अस्याः संस्कृतेः अवसेसानि मोहन्जोदडो खननेन लब्धानि तेन इदं ज्ञायते अस्माकं परम्परा अतीवप्राचीनतमा वर्तते अस्याः वैशिष्ट्यम् इदमपि अस्ति यत् इयं परम्परा न मृत्युं प्राप्ता अपि तु सम्प्रत्यपि पूर्ववत् जीवति न केवलं जीवति अपि तु भारतदेशे विदेशे च सततं वर्धमानैव प्रतिभाति तस्मात् इदं वक्तुं शक्यते यद् भारतीया सनातनसंस्कृतिपरम्परा अतीवपुरातनी वर्तते अद्यापि अस्माकं धर्माधारिता सनातनसंस्कृतिः यथा प्रकृतिपूजा नद्याः पूजा विवाहादीनि संस्काराः यज्ञपरम्पराः भवन्ति अनेन कारणेन इयं परम्परा अन्यवैदेशिकपरम्परातः उत्कृष्टा वर्तते